मया वेदान्तशास्त्रस्य अध्ययनं कृतं वेदान्तेऽपि अद्वैतवेदान्तस्य अध्ययनं कृतम् प्राथमिकस्थरे वेदान्तसारग्रन्थस्य अध्ययनं गुरुमुखात् कृतं ततः उत्तरम् वेदान्तपरिभाषा ग्रन्थस्य ततः ऊर्ध्वं भगवद्गीतायाः शाङ्करभाष्यस्य च अध्ययनं कृतम् तदनन्तरं दश उपनिषदां सभाष्यम् अध्ययनं कृतं ततः ऊर्ध्वं ब्रह्मसूत्रभाष्यस्य अध्ययनं कृतम् तत्र एतेषां ग्रन्थानाम् अध्ययनकाले तत्तद् ग्रन्थस्य टीकानामपि अध्ययनं कृतमस्ति तत्र प्रकरणग्रन्थत्वेन वेदान्तसारः वेदान्तपरिभाषा अनयोः ग्रन्थयोः अध्ययनं ततः भगवद्गीतायाः उपनिषदः ब्रह्मसूत्रस्य च अध्ययनं कृतं तत्र विशेषेण उपनिषदि आनन्दगिरिटीका प्रसिद्धा तट्टीकानुसारम् उपनिषदाम् अध्ययनं कृतं तथैव ब्रह्मसूत्रे भाष्यरत्नप्रभा इति टीका प्रसिद्धा वर्तते तट्टीकानुसारं ब्रह्मसूत्रस्य अध्ययनमपि कृतमस्ति एवं मया अद्वैतवेदान्तशास्त्रस्य अध्ययनं कृतम्